मम प्रदेशे आजीविकायाः कर्मकराणां कार्यनियोक्तृत्वे च मुख्याः श्रोताः भवन्ति वित्तकोशाः वित्तकोशानां स्थापनं बहवः अभूवन् तथा सहकारिसङ्घाः अपि चालिताः वित्तकोशस्य मुख्यं कारणं भवति कृषिः यदा कृषिक्षेत्रम् अभिवृद्धिं प्राप्नोति तदा वित्तक्षेत्रमपि अभिवृद्धिः जायते यतः धान्यानां क्रयविक्रयेण वित्तस्य सञ्चारो भवति तत्र निवसतानां निवसतां जनानां जीवने नैके परिणामाः जाताः कृषिक्षेत्रस्य जलानयनार्थम् अनेके जलाशयाः जाताः